भारतस्य स्वातन्त्र्यसङ्ग्रामस्य विषये तव कः विचारः तत्र तव मनसि स्थिताः मुख्यव्यक्तयः काः इत्यस्य यद्यपि सर्वे महात्मागान्धिनः एव नामम् उदीरयन्ति परन्तु तत्र नेताजीसुभाषः सुभाषचन्द्रस्य मुख्यभूमिका आसीत् इत्येव अहं मन्ये इण्डियन् नेषनल् आर्मि ऐ एन् ए इति यत् तेन प्रारब्धमासीत् तत्र बहवः तमिल्नाडुजनाः तत्र भागं स्वीकृतवन्तः इत्यासन् तस्य निर्बन्धेन तदनन्तरं वर्ळ्ड्वार् टु इति आसीत् किल तेन दरिद्रीभूतः आसीत् ब्रिटीश् राज्यम् इति कृत्वा अपि राज्यभारम् वोढुम् अशक्ताः एव आसन् ब्रिटीश् जनाः इति कृत्वा अपि भारतस्य स्वातन्त्र्यं तु सिद्धप्रायम् आसीत् तदानीं महात्मागान्धिना किमपि न कृतम् इत्येव मन्ये अत्र तत्र किञ्चित् स सङ्ग्रामाः सङ्ग्रामाः कृताः वर्तन्ते यद्यपि तावत् तस्य ब् भागः इति यथा सुभाषचन्द्रबोसः इत्यस्य यावती भूमिका आसीत् तावती भूमिका तु गान्धिना न कृता आसीत् इत्येव अहं मन्ये